अहन्तु स्वयं निवृत्तिं स्वीकृत्य अहम् अध्ययनं करणीयम् इति अहं आरम्भं कृतवान् संस्कृतस्य अध्यययनं सम्यक्रित्या करणीयम् इति अपि मनसि निधाय अहं प्रारम्भं कृतवान् अनन्तरं संस्कृत अध्ययनकरणसमये एव सामाजिक कार्यमपि करणीयम् इति अहं चिन्तितवान् संस्कृत अध्ययनानन्तरं संस्कृतस्य एव विषये अहं सामाजिककार्यमपि करणीयम् इति अहम् आरम्भं कृतवान् संस्कृतस्य अध्ययनं कृत्वा संस्कृतस्य पाठनं अहम् आरब्धवान् अनन्तरम् एकां संस्थायां तत्र अहं स्वीकृत्य तन्मध्ये बहु रीत्यां संस्कृतस्य प्रचारः प्रसारः अपि अहं कृतवान् अनन्तरं शिक्षकाणां निर्माणं तेषां प्रशिक्षणम् इत्यादिकम् अपि अहं कुर्वन्नस्मि एतत् बहुसन्तोषम् अपि आनयन्ति धन्यताभावोपि आनयन्ति इत्युक्ते संस्कृतकार्यं सामाजिककार्यम् इति मम भावः अस्ति एतदेव अहं कुर्वन्नस्मि एतस्मिन् विषये बहु आदरः अस्ति